प्रायशः तन्त्रज्ञानविषये ग्रामीणजनानां कृते ज्ञानं नास्ति तन्त्रज्ञानविषये ग्रामीणक्षेत्रे सम्मुखीक्रियमाणं समस्याः बहूनि दृश्यन्ते कारणम् ग्रामीणजनानां मुख्यतः प्रशिक्षिताः न सन्ति ते शैक्षिकयोग्यतामध्ये तक्निक् व्यवहारः कथम् करणीयः तेषां ज्ञानं न सन्ति न्यूनमास्ति तर्हि तन्त्रज्ञानस्य विषये ते अवगन्तुं न शक्नोति किमपि प्रशिक्षणम् अपि तेषां कृते नासीत् एवं ग्रा ग्रामीणक्षेत्रे नेटवर्किङ्ग् समस्या बहु आसीत् तर्हि तन्त्रज्ञानविषये ग्रामीणजनानां ग्रामीणक्षेत्रे बहुसमस्या आगच्छति